अस्माकं प्रदेशस्य मुख्यभाषा वर्तते बाङ्ग्ला परन्तु बाङ्ग्लां विहाय अपि अत्र ये उपजातिः जनजातयः निवसन्ति तेषां मुख्यभाषा तु वस्तुतः कोब्बोरोक् एव अस्ति तर्हि वयं वक्तुं शक्नुमः बाङ्ग्लाभाषा कोग्बुरक् भाषा तथा च आङ्ग्लभाषा हिन्दीभाषा अन्याः याः उपजातयः भाषायाः सन्ति ताः भाषाः सर्वाः अस्माकं प्रदेशे दृश्यन्ते एव जनाः उद्योगार्थं मुख्यतः आङ्ग्लभाषायाः चर्चाम् अत्र कुर्वन्ति पुनः शिक्षन्ति च युवानः ये सन्ति ते मातृभाषा मातृभाषायां भाषितुं प्रवर्तन्ते परन्तु यत्र उद्योगार्थं जनाः प्रायः आङ्ग्लभाषायाः पुनश्च हिन्दीभाषायाः प्रयोगं बहुषु स्थलेषु स्थानेषु बहुषु स्थानेषु कुर्वन्ति एव